ग्राम्यक्षेत्राणां नगराणां च मध्ये क्रीडानां मध्ये भेदः इति वास्तवरूपेण अस्माकं सम्प्रदाये पुरातनभारते बहुभेदः नासीदेव यद्यपि अल्पः भेदः भवत्येव सर्वेषु विषयेषु ग्रामसम्बद्धविषयाः नगरसम्बद्धविषयाः एतयोः मध्ये सदा सर्वदा अल्पः भेदः भवति किन्तु बहुभेदः न भवति किन्तु आधुनिककाले वयं विदेशीयसंस्कृतिकारणतः विदेशीविधानाविद्याव्य्वस्थाकारणतः वयं बहुभेदं दृष्टवन्तः ग्रामीणाः कृषिकर्म यदा न भवति तदा अधिकं क्रीडन्ति कृषिकर्म यदा भवति तदा अल्पं क्रीडन्ति तत्रापि तेषां क्रीडाः तत्र क्रीडनकानि च प्राकृतिकानि भवन्ति प्रकृत्यां लभ्यमानानि भवन्ति तेषां वस्तूनां उपयोगेन क्रीडकानां निर्माणं कुर्वन्ति वयमपि बाल्यकाले तथा कृतवन्तः नगरेषु तु सर्वाणि क्रीडानकानि धनेन क्रयनं कुर्वन्ति अत्र क्रीडाक्षेत्रेषु गत्वा क्रीडनं कुर्वन्ति ग्रामेषु स्वस्व प्राङ्गणं गृहस्य अङ्गने क्रीडनं कुर्वन्ति सर्वे बालाः मिलित्वा ज्येष्टानां समूहे तथा तेषां तेषां सहयोगेन कुर्वन्ति तर्हि अधुनिककाले इदानीं समग्रभूमिः भूमण्डलमेव एकः ग्रामः जातः इति कारणतः अन्तर्जालकारणतः टी वी इत्यादि सेल् फोन् आधुनिककाले स्मार्ट् फोन् इति कारणतः सर्वे सर्वं सर्वतः द्रष्टुं शक्नुवन्ति प्राप्तुमपि शक्नुवन्तीति कारणतः बहुभेदः न दृश्यते मया